अत्र बालकाः अत्यन्तं दूरवान्याः प्रयोगं कुर्वन्ति इति कारणात् बहिः गत्वा क्रीडयितुं क्रीडितुं न गच्छन्तस्सन्ति इति विषयः सत्यमेव तद् कथं अपनोदनीयः इत्युक्ते प्रथमं दुरवाणी एव न दातव्यम् अर्थात् किमर्थं बालानां कृते दूरवाणी उदाहरणार्थं वदामि चेत् अधुना या माता अस्ति पूर्वं तु अस्मान् हस्ते नीत्वा सा तु बहिर्गत्वा एषा एषः पुरः एषः मृगालः शृगालः एषः बिडालः इति उक्त्वा उक्त्वा अस्माकं एषः चन्द्रमा एषा चन्द्रमा इत्यादिकं उक्त्वा उक्त्वा अस्माकं भोजनं कारयति स्म इदानीन्तनकाले तु ये मातरः वर्तन्ते ते सर्वे ताः सर्वाः अपि प्रथमं दुरवाण्यां किमपि चलचित्रं लघुशिशूणाङ्कृते चलचित्रं यत् भवति तत् संस्थाप्य एतत् दृष्ट्वा दृष्ट्वा बोधयन् बोजयन्ति तत्तु कालान्तरे अभ्यासरूपेण भूत्वा तत्र बालाणाङ्कृते दूरवाण्येव कालक्षेपः भवति आरोग्यमपि नश्यति अतः बहिः एतादृशं तु न करणियं तेषां ते सर्वेऽपि प्रेरणीयाः वक्तव्यं चेत् तेषां सर्वेषाङ्कृते पूर्वं तु गृहे क्रिकेट् इत्यस्य तत् किं भवति कोचिङ्ग् सेन्टर् इति वदामः तत् सर्वं सर्वत्र संस्थाप्य सर्वं कुर्मः चेत् बालानां सुखं भवति इति मम